महाभारतस्य अङ्गभूता भगवद्गिता भारतीयदर्शनानां समन्वयग्रन्थः इति अहं सम्यक्तया अङ्गीकरोमि कारणं भगवद्गीता साक्षात् भगवता उक्ता गीता अत्र व्यक्तित्त्वविकासः अत्यन्तम् उन्नतरूपेण उक्तः चतुर्विधपुरुषार्थानां कृते अपि च अत्र विस्ताररूपेण उपायाः सूचिताः